अहं तावत् पाकविधानं यथावत् अनुसरामि परन्तु किञ्चिद् दिवसे अन्येषां रुचेः आधारेणैव परिवर्तनं करोमि एकस्मिन् दिवसे मया साम्भार् कृतम् आसीत् तस्मिन् दिने किञ्चिद् लवणम् अधिकम् अभवत् किं करणीयं इति प्रश्ने तत्र अधिकं जलं पूरयित्वा साम्भार् कृतं मया